अहम् एकदा मम ग्रामस्य चित्रं कृतवती तत् दृष्ट्वा मह्यं बहु सन्तोषः जातः मम मित्राणि अपि बहु सम्यक् अस्ति इति उक्तवन्तः अहं यदापि तत् चित्रं पश्यामि चेत् मह्यं मम बाल्यस्य बहु स्मरणाः आगच्छन्ति पुनः मम मित्रस्य मम माता पिता एतासां बहु स्मरणम् आगच्छति बहु बहु सन्तोषाः जायते मह्यम् गर्वः इति किमपि नास्ति किन्तु अहं तद्विषये इतोपि कौशलं प्राप्तुम् इच्छामि किन्तु एतत् चित्रं मह्यं बहुसन्तोषः दीयते किमर्थम् इत्युक्ते एतत् सर्वं मम बाल्यस्य मम मित्रस्य मम शालायाः स्मरणं बहु दीयते पुनः मम जीवितस्य दीर्घादिकालम् अहं तत्रैव भूतवती मम जीवितस्य स्मरणं मह्यं बहु आगच्छति